यदा बीजं वा लघु सस्यं वपामः किल तदा एव अधिकं अवधानम् आवश्यकं सूक्तसमये वपनकार्यं भवितव्यं अनन्तरं मृत्तिका अपि सूक्तरीत्या मृत्तिका अपि आवश्यकम् आतपः कति आवश्यकमस्ति तावदेव पर्याप्तं मात्रा आतपः लभते चेत् तदपि एकं उत्तम अंशः अतः यावत्पर्यन्तं तद् लगु सस्यं वा बीजं जीवनं प्राप्नोति तावत्पर्यन्तं बहु अदिकं अवधानं दातव्यं भवति तदनन्तरं तावत् अवधानं न मास्तु किञ्चित् जलपूरणस्य विषये वा आतप अधिकं भवति वा एतावत् विषये वर्षानन्तरम् अपि तदा अवदानमपि अति न्यूनं भवति वर्षाद्वयनन्तरं कदाचित् गच्छति गत्वा पश्यति चेत् तदेव पर्याप्तं भवति ग्रीष्मकाले तु अधिकजलस्य आवश्यकता भवति अतः यदि जलस्य न्यूनता अस्ति तदा शुष्कपत्राणि सस्यस्य अधः स्थापयन्ति चेत् तदा तावत् आतपस्य प्रभावः न लभ्यते तत्र तदनन्तरं धन जलस्य अपि उपयोगम् अति न्यूनं पर्याप्तं भवति शैत्यकाले तु बहु किं कीटबाधा भवति तस्य उपरि अवदानम् आवश्यकमस्ति आरम्भकाले एव किमपि दृष्ट्वा किमपि समाधानं ददाति चेत् अग्रिमं अग्रे न नाम बृहत् न बवति तदा एव समीकरणं समीकरणीयं बवति